अस्मा मम जीवनशैल्यां विद्युत् मह्यं बहु आवश्यकम् किमर्थमित्युक्ते विद्युतं विना अस्माकं जीवनं बहु दुर्लभम् अस्ति अनन्तरं विद्युत् विद्युत् व्य व्यत्ययसमये बहु पाकशालायामपि सङ्गणकयन्त्रस्य उपयोगसमये अपि दूरवाण्याम् उपयोगसमये अपि विद्युत् आवश्यकं बहु आवश्यकमस्ति किमर्थमित्युक्ते दूरवाण्याम् आद् आस अस्मिन् दिने दूरवाण्यां बहुनि कार्याणि सन्ति अतः विद्युत् बहु आवश्यकमस्ति चार्जिङ्ग् विषये अपि स सङ्गणकयन्त्रं क सङ्गणकयन्त्रकार्याणि अपि बहुनि सन्ति त ततः विद्युत् मह्यं बहु आवश्यकम् अस्ति एकं निमिषं विद्युत् नास्ति चेतपि बहु कष्टः अहम् अनुभवती अतः विद्युत् व्यसनसमये कोऽपि विकल्पाः नास्ति परन्तु द दूरवाणीं कृते बहुनि कार्याणि दूरवाण्यां बहुनि कार्याणि सन्ति खलु दूरवाणीं बहु उपयोगं करणीयमपि अस्मिन् दिने अतः एकनिमिषमेव एक घण्टा एव दूर विद्युत् नास्ति चेत् अहं चार्जिङ्ग् कथं करणीयमिति अहं चिन्तितवती अतः मह्यं विद्युत् बहु आवश्यकम् अस्माकं गृहे इण्टर्नेट् जनानां समीपे आधुनिकदिने जनानां समीपे प्रति गृहे इण्टर्नेट् इनवर्टर् अपि अस्ति एक निमिषम् अपि विद्युत् नास्ति चेत् बहुनि कार्याणि भग्नाः अभवत् अतः विद्युत् मह्यं बहु आवश्यकम् अस्ति